अहं पुष्पं फलं शाकानां पादपान् आरोपयितुम् इच्छामि इत्युक्ते यदि पुष्पं आरोपयामि तर्हि यथेष्टं पुष्पं भवति तत् पुष्पाणि विक्रयितुं शक्यते अनन्तरं फलं फलस्य पादपानां आरोपणं रो आरोपः आरोपणं करोमि तर्हि यथेष्टं फलं भविष्यति फलस्यपि विक्रयणं कर्तुं शक्यं शक्यते शाकानामपि तादृशमेव शाकानामपि यथेष्टं मम गृहेपि आवश्यानुसारम् उपयोगं कर्तुं शक्यते तदा विक्रयणमपि कर्तुं शक्यते समीपगृहस्थानां कृतेपि समीपे गृहाणां आवश्यानुसारमपि मया दातुं शक्यते अतः अहं पुष्पं फलं शाकानां पादपान् आरोपयितुम् इच्छामि तदा तत् अस्तु भवतु